अत्र प्रश्नतः वयं जानीमः सर्वदा युद्धं वा इति सन्देहः वर्तते किन्तु युद्धसमये वयं युगात् प्राक् तस्यार्थं कायबलं वर्धनीयं तदर्थं व्यायामः करणीयः अभ्यासः करणीयः तद् क्रीदृशरीत्या इति चेत् बाल्य अवसरे बाल्यकालतः अभ्यासस्य आवश्यकता वर्तते तदानीं बलस्य भावं बाल्यमिति कथ्यन्ते बलस्य भावः बाल्यमित्यनया बाल्येन वयं किम् कायकाभ्यासं जानीमः तद् अस्माकं कायः कायनाशनं नाशपर्यन्तं तस्य शक्तिः लभ्यते तद् बहु उपकारप्रदं भवति अस्माकं राज्यसंरक्षणार्थम् अस्माकं कायसंरक्षणार्थम् अस्माकं समूहसंरक्षणार्थम् अपि च एवं रीत्या सम्यक् तद् ज्ञातव्यं तदर्थं प्रयत्नः करणीयः तदर्थं वयम् आदौ गुरुम् अन्विष्य गुरुचरणान् गत्वा प्रणम्य तस्य योग्यतां योग्यताप्राप्तिः करणीयम् गुरुः गुरोः उपदेशाद् वयं कथं प्रवर्तनीयम् इति जानीमः गुरुसदृशजनानां कथं ज्ञातव्यम् इति तर्हि तेषाम् अल्परीत्या बोध्यम् अस्माभिः मनसि वर्धितव्यम् एवमक्त्वा अहं विरमामि